सामान्यतः जनाः चित्रकलायाः शिक्षणे प्रथमस्तरे अनेकदोषाः कुर्वन्ति एव उदाहरणार्थम् यदा वयम् सर्कल् ड्रा कुर्मः तदा सम्यक्तया वृत्तं लेखितुं न आगच्छेत् अथवा यदा वयं कलरिङ्ग् कुर्मः तत्र चित्रात् बहिः गच्छेत् अथवा शेडिङ्ग् तादृशं करणसमये अपि किञ्चित् दोषाः कुर्मः अनन्तरम् एतादृश चित्रकला विषये अधिक टेलेण्ट् सृजनात्मकता अपि अपेक्षिता अस्ति एतादृश सर्वं दोषाः इदानीन्तन सामान्यजनाः कुर्वन्ति कथं परिहर्तुं शक्नुमः इत्युक्ते अभ्यासेन एव केवलम् एकम् एव मार्गम् अस्ति सम्यक् अभ्यासं क करणीयम् प्रायशः उत्तमकलाकारः भवितुं त्रीणितः पञ्चवर्षाः अपेक्षिताः क्षमता अपेक्षिता अनन्तरम् उत्तमतया अभ्यासः अपि करणीयः भविष्यति एकः उत्तमकलाकारः भवितुम्